वदतु अस्ति कीदृश कति रूप्यकाणां

आ उत्तमतण्डुलाः सन्ति षष्टिरूप्यकाणि सन्तिलसप्ततिरूप्यकाणि सन्ति पञ्चाशत् रूप्यकाणि सन्ति भिन्न भिन्न सम्यक् अस्ति सर्व योग्यमस्ति सपञ्चाशत् रूप्यकाणां सम्यक् अस्ति

शर्करायाः मूल्यं पञ्चचत्वारिंशत् अस्ति न खलु अधिकं नास्ति नैव पञ्चा पञ्चाचत्वारिंशत् अस्ति सर्वत्र तदेव मूल्यम् दृश्यते किञ्चित् अस्मिन् सप्ताहे वर्धितम् अस्तु किञ्चित् एकरूप्यकं रूपकद्वयं वयं न्यूनी कुर्मः चिन्ता नास्ति कियत् आवश्यकं कति केजि आवश्यकम् हा अस्तु भवति सर्वदा स्वीकरोति खलु किञ्चित् न्य़ूनं कुर्मः होल्सेल् प्रैस् मध्ये नारिकेल तैलम् अस्ति नारिकेल तैलं नारिकेल तैलं द्विशतंरूपकाणि

आम् आम् अस्तु अस्तु दद्मः अन्यत् किम् अपेक्षितम् नास्ति प्याकेट एव भवति लूस् न भवति किटाः भवन्ति लूस् उद्धाटयामः चेत् अतः वयं प्याकेटेव उपयोगं कुर्मः आशीर्वाद् अस्ति अन्नपूर्णा अस्ति हा सम्यक् अस्ति अस्तु कति केजि अपेक्षितम् हा अवश्यम् गोधूमपिष्टम् शर्करा तैलं नारिकेल तैलं तण्डुलः शक्यते अस्माकं गूगुल् पे फोन् पे सर्वं कर्तुं शक्यते हा हा अस्माकं जनाः आगच्छति आगच्छ

अवश्यम् अर्धघण्टायां सः आनीय ददाति अन्यत् किमपि आवश्यकम् वा आ हा रक्तमरीचिका वा हा हा अस्ति अस्ति

एक केजि वा आ अस्तु अवश्यम् एवं पञ्च आ सम्यक् बहु सम्यक् अस्ति फ्रेश् अस्ति नैव नैव सम्यक् अस्ति फ्रेश् अस्ति आ अवश्यम् अवश्यम् प्रतिप्रेषयितुं दृष्ट्वा अस्माकं कर्मकरस्यः हस्तेव प्रेषयतु अस्तु इदानीमेव प्रेषयिष्यामि आ आ अवश्यम् अवश्यम् प्रेषयामि आ धन्यवादः